शेर् विपणस्य विषये बहु विषयं विषयाः विषयाणां वक्तुं श शक्नोति तत् विषये बहुविस्तारः अस्ति शेर् विपणस्य सर्वे जनाः किञ्चित् किञ्चित् करणीयः विपणस्य धनं किञ्चित् किञ्चित् इन्वेस्ट्मेण्ट् सर्वे जनाः करणीयः शेर् विप् विप विपणीं यदि बहुकालं कालार्थं प्रतिमासे प्रतिसप्ते सप्ताहे किञ्चित् किञ्चित् यदि धनम् इन्वेस्ट् करोति चेत् बहु लाभानि सन्ति तदेत् अपायकरं भवितुम् अपायकरमपि अस्ति किञ्चित् यदि अधिकधनम् एकमेव प्राप्नो प्राप्नोमि इति इति चिन्तयति चेत् अपायकरमस्ति यदि बहुकालात् नियमितसमये नियमितधनं प्रति प्रतिमासं यदि इन्वेस्ट् करोति चेत् अपायं किमपि नास्ति रिस्क् इत्येनं कथं परिहर्तव्यम् इति अनुभवमेव सर्वे जनाः जानन्ति सर्वे जनाः जानन्ति रिस्क् अस्ति परन्तु यदि रिस्क् नास्ति चेत् अधिकलाभः अपि नास्ति तत् कारणात् यदि कोन् लघुलघुधनं दीर्घकालं यदि निवेशं करोति चेत् रिस्क् किमपि नास्ति अपकारम् अपायकरम् अपि किं किमपि नास्ति शे शेर् विपणे बहूनि पृथक् पृथक् व्यापाराः व्यापाराः स सन्ति वित्तकोशः एकः व्यापारः अस्ति सिमेण्ट् एकः व्यापारः अस्ति स्टील् एकः व्यापारः अस्ति साफ़्ट्वेर् कम्प्यूटर्स् एकम् इत् इत् इत्यादयः बहूनि व्यापाराः सन्ति जनाः किं करणीयं सर्वे व्यापारे किञ्चित् किञ्चित् किञ्चित् किञ्चित् निम प्रतिमासे आय आ निवेशनं करणीयं यदि यदि नित्यं करोति चेत् पू दीर्घकालं दीर्घकालं करोति चेत् विशेषः लाभः लभ्यते लभते यदि लघुकालमेव निवेशं करोति पूर्णधनम् एकमेव प्राप्नोमि इति का इति चिन्ता चिन्तनं चेत् यदि शेर् मार्क् आपणे आगच्छति चेत् अपायमस्ति रिस्क् अस्ति तथा न करणीयं नि कोन्च् लघु लघु धनं प्रतिमासं विविधव्यापारे व्यापारे क कम्पनि विप विविधव्यापारस्य कम्पनीयस्य मध्ये निवि निवेशं करोमि निवेशं करोमि करोति चेत् दीर्घकालानन्तरम् अधिकः लाभः भवति